दिनद्वयात् प्राक् मया एकं ब्रास्लेट् स्वीकृतमासीत् तद् ब्रास्लेट् सम्यगेव आगतं परन्तु तत्र कानिचन रत्नानि पतितानि आसन् एवं च रत्नानि अपि यथा चित्रे दर्शितानि आसन् विज्ञापनस्य तादृशानि न आसन् भिन्नानि एव पुनः तेजोमयरत्नानि नासन् क्षीणं तेजः तेजः आसीत् रत्नानाम्